अहं गुरुकुलं शिक्षणपद्धत्या अध्ययनं कुर्वनोस्मि अतः अपि च तत्र इदानीं बाह्य प्रदेशे बाह्य देशेषु अपि ते अस्माकं देशेषु एव इदानीन्तनकाले तत्र आरोग्यस्य स्थितिं यदि पश्यामः तर्हि अस्माभिः भयम् अनुभूयते कथम् इत्युक्ते इदानीं सद्यः एव कोरोना आगतः इत्येवं बहु भीःकररोगाश्च आगच्छन्ति तेषां रक्षणम् अस्माभिः तेषां सकाशात् तस्माकं रक्षणं कथं कर्तव्यम् इत्युक्तौ तत्र योगः एव महत्वं स्थानं वहति तदर्थं तत्र बहूनि इदानीन्तनकाले तु योगाभ्यासं सर्वेऽपि कर्तुम् इच्छन्ति किन्तु तेषाम् आसक्तिर्भवति किन्तु एकमेव आसनं कियत् एकवारं कर्तव्यम् इति आलस्यम् आनायासः अनासक्तिः इत्येवं तत्र भवति अपि च मम तु तत्र शिक्षकः विश्वनाथः हरीषिः इति आसीत् सः बहु समीचीनतया इदं चिकित्सा पद्धतिं पाठयति स्म अपि च योगञ्च बहु समीचीनतया पाठयति स्म इत्येवम् तत्र अस्माकम् अस्मभ्यं मम कृते बहवः शिक्षकाः आसन् दा म रवीन्द्रः इति एकः आसीत् अपि च करुणाकर्जि इति आसीत् शङ्करनारायणशास्त्री इति आसीत् इत्येवम् ते अयङ्गारयोगपद्धत्या अध्ययनं कृतवन्तः अय्यङ्गारशिष्यः आसन् शिष्याः आसन् ते तत्र मम अभिरुचिरूपेण योगाभ्यासं स्वीकर्तुं प्रेरणा अय्यङ्गार्थः आगतम् अयङ्गारः इदानीं मम क् जननात् प्राक् एव मरणं प्राप्तवान् आसीत् किन्तु तत्र तस्य पुस्तकानि अहं पठामि तत्र बहु अद्भुतरूपेण सः योगाभ्यासं कृतवान् अस्ति अपि च स्वशिष्यानपि प्रेरितवान् अस्ति बाह्यदेशेषु च अपि यदि योगः तत्र महत्वरूपेण स्वीकृतः वर्तते इत्युक्तौ तत्र प्रधानं कारणम् अय्यङ्गारमहोदयस्येव वर्तते सः एव बाह्यदेशेषु च अपि बहु समीचीनतया तेभ्यः अवगमनं यथा भवेत् तद्वत् तत्र पाठितवान् अस्ति अपि च सः एव नम प्रधान प्रेरे भूतः प्रेरितः अभिरुचिरेण योगाभ्यासं स्वी अप् प्रेरकः सः एव अस्ति